अस्माकं प्रदेशे सञ्चारव्यवस्था व्यवस्थायाः विषये वक्तव्यमेव बस्यानानि अपि न्यूनानि एव भवन्ति यदि स्वस्य यानं वर्तते तर्हि तावदेव अनारोग्यवशात् पीडितस्य जीवनं रक्षितं भवति अन्यथा तु स्वयं चलित्वा वा गन्तुं न शक्नोति स्वयं यानं कृत्वा अन्यान् आहूय गन्तुमपि न शक्नोति यतो हि ग्रामप्रदेशः इति कृत्वा यथा नगरे भवति तद्वत्तु ग्रामे कर्तुं न शक्यते वाहनव्यवस्थाः न सन्त्येव अतः चिकित्सा तु दुष्करा एव भवति इतोपि वर्धनीयमस्ति कदाचित् भाति ग्रामप्रदेशः एव सम्यक् इति यतो हि तत्रत्य सस्येभ्यः एव आरोग्यं रक्षयितुं शक्यते इति कृत्वा